इदानीं क्रीडामनोरञ्जनस्य दूरस्थितिः ये जनाः भवन्ति इदानीं तु दूरभाषा आगता अतेव तस्य कृते मनोरञ्जनानि भवन्ति एव यदा प्राचीनकाले दूरभाषा नासीत् तत्समये कीदृशं कुर्वन्ति इति न जानीमः वयं कीदृशं पीडन्ति अयं पार्श्वे पार्श्वे एव भवन्ति तौ एव क्रीडतः या इदानीं किं भवति इदानीं दूरभाषा आगता अत एव इदानीं दूरभाषामध्ये क्रीडा कर्तुं शक्यते यः कोऽपि ग्रामक्ष् ग्रामक्षेत्रमध्ये अपि क्रीडा कर्तुं शक्यते इदानीं तु दूरभाषा गता अतः एव स दूरभाषामध्ये सर्वाणि तृणानि या या इच्छा अस्ति यः यः मनः भवति क्रीडा कर्तुं तत्सर्वमपि क्रीडा कर्तुं शक्यते परन्तु दूरभाषायां मनोरञ्जनभेदः किमर्थं चेत् यदा वयम् क्रिकेट् क्रीडामः या फ़ुड्बाल् क्रीडामः चेत् स्व स्वस्य शरीरस्य अपि योगः भवति दूरभाषामध्ये क्रीडामः चेत् चक्षुभ्यां दोषः भवति अतः एव मनोरञ्जनस्य अतीव आवश्यकता भवति अस्माकं शरीरे अतः एव मनोरञ्जनक्रीडा कर्तुम् आवश्यकं भवति